आम् मम परिचिताः महाविद्यालये बहवः सन्ति मम मित्रमणयः बहवः महाविद्यालयस्य उपाधि उपाजः सन्ति मम कृते तैः बहु उपकारम् कृतवन्तः अहम् पठितुं ते अपि कारणीभूतः भवन्ति इत्यत्र नास्ति सन्देहः मम कष्टकाले ते धनसाहाय्यं पुनः पुस्तकादि लेखनीनां स्वीकरणे पुनः अड्मिशन् धनम् इत्यादिकं दत्वा बहुसाहाय्यम् आचरितवन्तः पुनः ते उत्तमाः